शालायां मम इष्टतमः विषयः व्याकरणमासीत् इदानीमपि तदेव अस्ति यतो हि व्याकरणं नाम इदानीं संस्कृतं संस्कृतमेव अस्माकं संस्कृतं यद् वर्तते सा भाषा सा अत्युत्तमा भाषा जगति एव सा अत्युत्तमा भाषा तस्याः पुत्राः वा पुत्री वा पुत्र्यः सर्वे अ सर्वाः अन्याः भाषाः तस्मात् तस्याः अध्ययनं कृतञ्चेत् अन्यस्याः भाषायाः अध्ययनं कर्तव्यम् इति नास्ति कर्तव्यमेव परन्तु सर्वेषां सर्वासां भाषाणाम् अवगमनं भवति तस्य स्वरूपम् अवग तासां स्वरूपम् अवगम्यते अतः संस्कृतम् अत्युत्तमा उत्तमा भाषा तत्तमेव इदानीं संस्कृतसाहित्ये ये ग्रन्थाः सन्ति तेभ्यः चिन्त्यमानाः विषयाः कुत्रापि न सन्ति अतः संस्कृतं बहु इष्टतमः विषयः